यदा अहं बालिका आसं तस्मिन् समये रज्जुघटकस्य एव उपयोगं कृत्वा जलमहम् आकर्षयामि स्म परन्तु इदानींतनकाले तत्र मोटर् अस्ति खलु तदेव उपयुज्य अहमपि जलम् उपरि आकर्षयामि